नाम मम लेखने प्रभावं जनयन्तः प्रेरकव्यक्तयः अथवा आदर्शव्यक्तयः सन्ति यद् स्वामी विवेकानन्दः इति नाम तस्य मा मूलनाम तु नरेन्द्रः इति सः अपि सामान्यः बालकः किन्तु भारतीयसंस्कृते स्वामी विवेकानन्दस्य यत् योगदानं वर्तते तद् मम मनसि बहु आनन्ददायकं वर्तते बाल्यावस्थातः इदानीं पर्यन्तं मया बहु भारतीयसंस्कृतेः बहु क्यूरिसिटि जिज्ञासा वर्तते नाम भारतीयसंस्कृतिः कथं वर्तते कथम् आचारः विचारः अहं भारतीया किन्तु बहवः ये ये विषयाः सन्ति यस्य ध्यानं मम समीपे नास्ति चेत् इति कारणात् अहम् अस्मिन् विषये किञ्चित् किं शोधकार्यं कृतवती नाम स्वामी विवेकानन्दस्य भ हिन्दुत्वम् इति पुस्तकं लब्ध्वा मया बहु ध्यानं स्वीक्रियते इति वक्तुं शक्यते इतोऽपि तदा कथं नाम बहु हिन् अस्माकं संस्कृतिः कथं कीदृशी महती अस्माकं संस्कृतिः भारतीयसंस्कृतिः अस्माकं भारतीयजीवनं कथं नाम योगदर्शनमिति बहवः पारयन्ति नाम अस्माकं संस्कृतिः अजरामरणं भवति नाम कथमिति इदानीं पर्यन्तं तु बहवः बहु आक्रमणानि अस्माकं देशे भवन्ति किन्तु अस्माकं संस्कृतिः यथावत् आसीत् तथावत् इदानीमेव किन्तु केचन जनाः परकीयसंस्कृतेः काचित् नाम नूतनं तस्य कूपि नाम कापि करोति कुर्वन्ति इति नाम कथमस्माकं संस्कृतिः नाम महान् इति तस्य वचनात् मया बहु प्रेरणा आगच्छति प्रेरणा अहम् इन्स्पैयर्ड् भवामि अभवं तथा अहं किञ्चित् लेखनं पारयितुं शक्नुवन्ति इति मम तु ऐडल् स्वामी विवेकानन्दः इति न खेदः मम